सामान्यरूपेण तत्र उत्कलक्षेत्रे यदि वयं धार्मिकक्षेत्रविषये विचारं कुर्मः तर्हि बहवः धार्मिकक्षेत्राणि सन्ति परन्तु विशेषरूपेण उत्कलप्रदेशे परन्तु सामान्यरूपेण यदि वयं विचारं कुर्मः प्रसिद्धक्षेत्राणि धार्मिकक्षेत्राणि कानि तानि इत्युक्ते तत्र पूरी एका प्रसिद्धधार्मिकक्षेत्रं यतो हि महाप्रभुजगन्नाथः एवं श्रीक्षेत्ररूपेण परिचीयते अपरञ्च कोणार्कः तत्र सूर्यक्षेत्रं सूर्यमन्दिरं तत्र प्रसिद्धरूपेण वर्तते अपि च भुवनेश्वरं तत्र लिङ्गराजमन्दिरं धौलिमन्दिरं केदारगौरिमन्दिरम् अनेकानि मन्दिराणि इत्युक्ते मन्दिरमालिनी सहरा मन्दिरमालिनी नगरम् एव भुवनेश्वरम् एव वर्तते अत्र चिन्तायाः विषयः आलोचनायाः विषयः यद्यपि धार्मिकक्षेत्राणि सन्ति परन्तु प्रवासोद्यमः केन माध्यमेन एव पोषयन्ति इत्युक्ते ते आगच्छन्ति दर्शनं कुर्वन्ति रूप्यकाणि प्रददाति प्रददति अपि च तत्र स्थानीयजनाः ये सन्ति ते विभिन्न उपायेन तत्र किं भवति ना रेस्टोरेण्ट् इत्यादिकं भोजनालयः इत्यादिकं बहवः वर्तन्ते क्रीडाक्षेत्रम् इत्यादिकं वर्तन्ते तत्र ते आगच्छन्ति क्रीडां कुर्वन्ति नृत्यं कुर्वन्ति अपि च भोजनालये स्थित्वा एव भोजनं कुर्वन्ति पुनः विभिन्नेषु कलाक्षेत्रेषु अपि च मिष्टकादि इत्यादि खादित्वा एव आनन्दम् अनुभवन्ति विभिन्न आपणं गत्वा अपि स्थानीयकलाक्षेत्रे किं प्रसिद्धं वर्तते शाटिका वर्तते युतकं वर्तते इत्युक्ते अस्माकम् उत्कलप्रदेशस्य यः प्रसिद्धः वर्तन्ते इत्युक्ते पिपीलि एकं स्थानं वर्तते तत्र पिपीलि स्थाने विभिन्नेषु वस्त्रेषु भिन्नभिन्नप्रकारेण करुकार्जिया एव द्रष्टुं शक्यते तत्रैव ते अपि क्रयं कृत्वा एव नियन् म म तत्र ते स्वीकुर्वन्ति एवंविधप्रकारेण यथा प्रसिद्धधार्मिकक्षेत्राणि सन्ति अपि च तेन माध्यमेनैव अपि प्रवासोद्यममपि पोषयति